न कदापि माया मया प्रायः कार्येषु दोषाः क्रियन्ते मम स्खलनञ्च जायन्ते तस्य परिहारविषये वक्तव्यं चेत् ब्रवीमि यदा कदा मया तु कार्येषु दोषाः क्रियते दोषाः क्रियन्ते मम स्खलनं वा जायते चेत् तत्र अहं गत्वा तस्य पूर्वम् अनुशीलनं करोमि पश्यामि किमर्थं तत्र दोषाः अ अभवन् तदन्तनं तदनन्तरं तस्मिन् ये स्वयमेव साक्षात् परिहाराः कर्तुं शक्यन्ते चेत् तत्र अहं परिहारान् करोमि यदि तत्र केषाञ्चित् गुरुजनानाम् अन्येषां वा आवश्यकता भवति चेत् तत्र कार्यं करोमि तत्र अभ्यासः अपि अ अपेक्ष्यते चेद् तत्र अभ्या तत्र अभ्यासं करोमि कस्यापि दोषस्य स्खलनस्य परिहाराय अयमेव खलु उपायः तत्र उपाय् तत्र दोषान् वारयितुं स्खल् स्खलनं न भवेत् तस्य एकः एव उपायः इति उच्यते चेत् संयमः एवञ्च अभ्यासः एतान् परित्यज्य नास्ति अन्यः उपायः